अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च वश्यश्च पुत्रोर्थकारी च विद्या षट् जीवलोकस्य सुखानिराजन् अयं श्लोकः विदुरनीति इति ग्रन्थे वर्तते विदुरनीति इति ग्रन्थस्य कर्ता भवति विदुरः तथा अयं श्लोकस्य अर्थः भवति हे राजन् धनप्राप्तिः तथा सर्वदा अरोगः तथा प्रियवादिनी भार्या आज्ञाकारी पुत्रः तथा पठित विद्याया विद्यया धनार्जनम् एतत् सर्वं यस्य पार्श्वे भवति सः सुखी भवति इति